अहम् अन्यस्मै कथयामि यत् जपयोगः अवश्यमेव आश्रयणीयः तत्र अष्टाङ्गयोगः प्रतिपादितं प्रतिपादितः तत्र वर्तते अष्टाङ्गयोगः योगदर्शने तत्र यमाः सन्ति नियमाः सन्ति किन्तु यमान् नियमांश्च विहाय सर्वे आसने प्रवर्तन्ते शारीरिकं योगं कुर्वन्ति यः शारीरिकः शारीरः यः योगः सः योगः वर्तते व्यायामरूपः अतः यमाः नियमाश्च पूर्वं पालनीयाः यमं नियमं च विना योगः सफलः न भवति अतः ममप्रियः यः योगः वर्तते जपयोगः सः करणीयः किन्तु शरीरमपि रक्षणीयं परिश्रमः तत्र अपेक्षितः वर्तते अतः भ्रमणं कर्तव्यम् अथवा भ्रमणं न कर्तव्यं तदा एतादृशं किमपि कार्यं कर्तव्यं येन शरीरे प्रस्वेदः भवेत् प्रस्वेदपतनेन शरीरगतधातुशुद्धिः स्यात् योगविषये एतदेव अहं विवक्षामि